हरिः ओं श्रीनिवासलोड्जिङ्ग् श्रीनिवासलोड्जिङ्ग् श्रीनिवा श्रीनिवासलोड्जिङ्ग् हा हा अस्तु

फ़ेमिलि रूम् फ़ेमिलि रूम् आवश्यकं वा हा कदा आगच्छति कदा आगच्छति साय् सायङ्काले हा तत्र फ़स्ट् फ़्लोर् मध्ये आवश्यकं वा फ़्लोर् द्वितीयफ़्लोर् ग्रौण्ड् फ़्लोर् मध्ये आवश्यकं वा लिफ़्ट् एल्ला लिफ़्ट् इत्यादिकमस्ति ग्रौण्ड् फ़्लोर् मध्ये आवश्यकं वा हा फ़ेमिलि रूम् कृते एकसहस्ररूप्यकाणि भाटकानि भविष्य भविष्यति कुर्वन्तु न्यूनं कर्तुं न शक्यते तत्र बहवः तत्र अपेक्षा अस्ति बहूनाम् अपेक्षा अस्ति इदानीं पर्वादिकम् आगतं नवरात्रिपर्वादिकमागतं किल अत शिवमोग्गा मध्ये बहवः आगमिष्यन्ति नवरात्रिदसरा उत्सवः अपि भविष्यति बहवः आगमिष्यन्ति तत्र डिम्याण्ड् अस्ति भवान् परिचितः इति अहं वदामि एकसहस्ररूप्यकाणि भवति फ़ेमिलि रूम् कृते एकदिनस्य तत्र उष्ण उष्ण उष्णजलस्य व्यवस्था अपि अस्ति ए सि व्यवस्था अस्ति अनन्तरं सर्वव्यवस्था अस्ति अस्तु आगच्छतु पश्यामः आगच्छतु किञ्चित् न्यूनं कुर्मः आगच्छतु पश्यामः व्यवस्थां पश्यतु पुनः एकवारं भवानेव आगच्छति आगच्छतु श्वः व्यवस्थां कुर्मः तथा अस्तु भवतु अस्तु अस्ति अस्ति व्यवस्था अस्ति कुर्मः श्वः श्वः आगच्छतु अस्तु अस्तु अस्तु धन्यवादाः धन्यवादाः हा अस्तु अस्तु अस्तु अस्तु मिलामः अस्तु अस्तु आगच्छतु आगच्छतु व्यवस्थां करोमि आगच्छतु